न नमस्ते हा म मम नाम उत्तरा अस्ति मह्यं किञ्चित् आं महोदय मह्यं किञ्चित् लोन् आवश्यकं महोदय मह्यम् अत्र कार्यानं आनयामि वा इति चिन्तयन्ति अस्मि अतः तदर्थं लोन् आवश्यकं

आम् इदानीमहम् अध्यापिका अस्मि एकस्मिन् विद्यालये अहं तत् प्रैवेट् प्रैवेट् एव आं प्रैवेट् विद्यालयः आं महोदय इदानीं पञ्चवर्षाणि

आम् हा सामान्यम् इत्युक्ते सामान्यं पञ्च् पञ्चदशसहस्रमेव

हा मम पतिः सः अपि अध्यापकः एव एवं अन्यत्र सः कार्यं करोति सः अपि अन्यम् एकम् आम् प्र प्रैवेट् मध्ये एव करोति तस्य विंशतिः सहस्ररूप्यकाणि

आं महोदय आं सत्यं त्रिसहस्रं दातुं शक्नोमि प्रतिमासं आम् आम् हा इदानीम् एकम् दशलक्षं भवति वा स्वीकर्तुं शक्नोमि वा इति

ओ एवं वा आम्

आं हा हा ओ एवं वा ओ अस्तु तर्हि अहं किञ्चित् आम् एक पूर्ण गृहमस्ति अस्ति तस्य मम पत्युः नाम्नि अस्ति गृहं ए एकगृहमस्ति किन्तु

हा ग्रामे अस्ति

आम् इदानीं तु आगच्छति एव अतः दश दश स न पञ्च सहस्रमागच्छति इदानीं आम् आं

ओ एवं वा अस्तु महोदय अस्तु धन्यवादः महोदय मिलामः